योगः चित्तवृत्तिनिरोधः अहं छात्राणाङ्कृते योगस्य विषये वक्तुम् अभिलषामि यतः छात्राः दीर्घं जीवनं यापयितुं शक्नुवन्ति बाल्ये ये विशिष्टाः गुणाः तेषां जीवने आगतः ते आजीवनपर्यन्तं स्थापयितुं शक्नुवन्ति योगः चित्तवृत्तिनिरोधः भवति अतः छात्राणाङ्कृते मानसिक वैक्लव्यं स्थगयितुम् अपेक्षिता अस्ति अतः सप्ताहे एकवारं योगस्य परिचयं कुर्मः